मम इष्टग्रन्थः साहित्यम् अस्ति रघुवंशं महाकाव्यं किमर्थं नाम तस्मिन् अन्तः रघुः अस्ति तस्य निरूपणं कृत्वान्तः किमर्थं नाम तद् तेषां रघूणां पुत्रः न जातः तद् वसिष्ठस्य एका धेनुः आसीत् तस्याः नाम नन्दिनी सा किं तस्य सेवां कृतवन्तः तां सेवां काले तस्य वनं प्रति नीतवन्तः नीत्वा नीतवन्तः तत् काले तस्य बहु सेवां कृत्वन्तः तस्याः सेवायाः उत्तरम् एषा परीक्षा कृतवन्तः के नन्दिनीं गां नन्दिनीं धेनुं तं परीक्षा किमर्थं कृतवन्तः नाम सः मम सेवां कृतवान् यदि मम सेवां कृतवान् तत्काले यदि एषा परीक्षा मध्ये सफला भवति तदानीम् एतस्यै कृते पुत्रं यच्छामि एषा परीक्षा कृतवन्तः तद् परीक्षार्थं नन्दिनी धेनुः गौः किं कृतवती नाम सिंहस्य वेषं धृत्वा

तं कृत्वा तस्य परीक्षामध्ये सः सफलः जातः तदुत्तरं तस्य कृते पुत्रं यच्छति नन्दिनी गौः इदं बहु सम्यक् घटना अस्ति इदम् अस्माकं जीवने स्थापयामः सर्वे